आधुनिकजगति संस्कृतभाषायां बहु स बहु चिन्ता अस्ति परन्तु स्वयं संस्कृतभाषी इति नाम्ना अहं काचिन आह्वानानि आगन्तुं शक्नोमि यत् आधुनिक जगति संस्कृतभाषिणः शामुख्यभवितुं शक्नुवन्ति अधुना प्राचीन जीवने सर्व प्रथमं भाषा संस्कृतभाषा अस्ति यतः एषा शास्त्रीयभाषा इति मन्यते वेदे आद् अन्येषां विषयाणाम् अतः बहुसङ्ख्यजनैः एषा व्यापाररूपेण न भाषिता वा न अवगता वा स्यात् अनेन दैनिक परस्परक्रियासु संस्कृतस्य प्रयोगस्य अवसरान् अन् अन्वेष्टितुम् शृण्वन्ति पूर्णं भवितुम् अर्हति परन्तु शैक्षणिक कार्यक्रमैः संस्कृतैः उपक्रमैः च संस्कृतस्य प्रचारार्थं संरक्षणाय च प्रयन्त्नाः क्रियते स्वभाषायाः धरोहरस्य वा संरक्षणाय अनुरागि जनान् द्रष्टुं सर्वदा महत् भवति संस्कृतं बहु शोभना भाषा अस्ति संस्कृते बहव ग्रन्थाः एवं च बहव विषयाः सन्ति परन्तु अस्मिन् मम प्रदेशे संस्कृतविश्वविद्यालयः अस्ति परन्तु छात्राणां न जानन्ति संस्कृतं किम् अस्ति संस्कृतं महत्वं किम् अस्ति परन्तु ये बहिः गच्छन्ति ते जानन्ति संस्कृतं किम् अस्ति सर्वेषां सम्प्रति सर्वेषाम् इन्वे विश्वविद्यालये संस्कृतभाषा चलति एवं संस्कृत डिपार्ट्मेण्ट् विभागः वेदविभागः चलति प्रचारः प्रसारः सम्यक् भवति से सम्प्रति समये